भारतदेशे देवतामूर्तिनिर्माणस्य बहुवैशिष्ट्यं वर्तते यतोहि भारतदेशे विग्रहाणाम् आराधनम् अर्चनम् उत्सवादि च क्रियते देवतामूर्तिनिर्माणे आश्रयमाणायाः पद्धते प्राधान्यं वर्तते निर्माणे भ्राम्यतः उत्पीटिकस्य उपरि कृष्णशिलां संस्थाप्य शिलायाः सर्वेभ्यः पक्षेभ्यः सर्वेभ्यः कोणेभ्यः च विग्रहस्य आकारः आगमोक्तरीत्या निर्मीयते तस्य विग्रहस्य देवतात्वात् निर्माणसमये बहुजागरूकतया भाव्यते विग्रहकारैः